अस्माकं राज्ये प्रादेशिकी कथा अथवा महापुरुषाणां कथा प्रसिद्धं वर्तते एव शालायां तस्य पाठं भवति महापुरुषाणां महापुरुषस्य कथायां तिप्पुसुल्तान् बसवेश्वरः वलके ओबम्मा तेषां कथां पाठं भवति एव परन्तु तस्य कथायाः प्रभावं जनयति वा न जनयति वा अहं न जानामि जनयितुं अपि शक्यते न जनयितुं अपि शक्यते